यद्यपि अन्येषु देशेषु आस्तिकनास्तिकपदानाम् आस्तिकनास्तिकपदयोः निर्वचनम् अन्यथा विद्यते अस्माकं सम्प्रदाये तु नास्तिको वेदनिन्दकः इति इमं वाक्यमनुसृत्य आस्तिकनास्तिकयोः भेदः दृश्यते तदनुसृत्य यद्यपि वेदम् सम्पूर्णतया न अङ्गीकरोति तथापि वेदस्य निन्दकः नास्ति चेत् सः आस्तिकः इव परिगण्यते यथा वैशेषिकशास्त्रे यद्यपि तेषां शृतिः प्रमाणरूपेण न स्वीक्रियते तैः तथापि तत् आस्तिकदर्शनेषु एव परिगण्यते एवम् आस्तिकदर्शनानि साङ्ख्यः योगः न्यायः वैशेषिकः पूर्वमीमांसा उत्तरमीमांसाशास्त्राणि तथैव नास्तिकदर्शनानि चार्वाकः जैनः शास्त्रं पुनः बौद्धदर्शनं यस्मिन् सौत्रान्तिकः वैभाषिकः योगाचारः माध्यमिकः भेदेन विभिन्नाः शाखाः सन्ति ताः शाखाः भिन्नानि दर्शनानि इव नास्तिकदर्शनानि इव परिगण्यन्ते